मम प्रदेशस्य समीपे ऐतिहासिकानि स्थाननि बहवः भवन्ति बहूनि भवन्ति यथा प्रासदः देवालयः श्रीरङ्गनाथस्वामि देवालयः चामुण्डि देवालयः मैसूरु प्रासादः इत्याद् इत्यादीनि बहूनि सन्ति कानिचनस्थानानि सर्वैः गन्तुं शक्यते यथा प्रसादस्य प्राकाराः इत्यादि अन्यान् प्रदेशान् प्रवेष्टुं प्रवेशचीटिकाः क्रेतव्याः यथा मृगालयः मृगालयः इत्यादि सामान्यतः समययापनार्थं जनाः विपणीन् गच्छन्ति चित्रमन्दिराणि गच्छन्ति सन्धी सङ्गीतनाटकदा नाटकमन्दिराणि अपि गच्छन्ति